सामााजिकपरिरक्षणे अभिवृद्धौ च मम प्रदेशे बहूनि कार्यक्रमाणि प्रचलितानि सन्ति तेषु कश्चन प्रमुखः कार्यक्रमः सर्वसाध्यप्रकल्पः कर्नास्री प्रकल्पः एतेषां सर्वेषां प्रकल्पानां लक्ष्यमस्ति समाजे बालकस्य वा बालिकायाः समा अवस्था परिवर्तनं सर्वसाध्यप्रकल्पद्वारा सर्वेषां विद्यार्थिनां कृते द्विचक्रिकायानं ददाति कारणं विद्यार्थिनां विद्यालय आगमनं वा प्रत्यागमने कापि समस्या न भवेत् तथा च शारीरिकः परिश्रमः अपि न भवेत् कारणम् अस्माकं समाजे यदा बालकानां विंशतिः वर्षाणि भवति तदा धनोपार्जनार्थं कार्यालये प्रेषयन्ति वा कार्यं कर्तुं भिन्नभिन्ननगरे प्रेषयन्ति तथा एव अनेकः बालकः ग्रामे एव लघु उद्योगं प्रारम्भं कृत्वा धनम् उपार्जनं करोति तत् कारणात् सर्वकारपक्षतः पठनार्थं प्रतिमासं धनं प्रददाति बालिकानां कृते अपि समाना समस्या अस्ति बालिकानां यदा एकोनविंशतिः वर्षाणि भवन्ति तदा बालिकायाः पठनार्थं महाविद्यालयं न प्रेषयन्ति तेषां विवाहं कारयति पठनं विहाय सर्वाणि कार्याणि ते कुर्वन्ति तदर्थं सर्वकारेण बालिकानां पठनार्थं कण्णास्री इति नाम्ना प्रकल्पस्य प्रारम्भं कृतवान् येन कारणेन बालिका पठितुं शक्यते सर्वकारस्य लक्ष्यमस्ति बालिकायाः विवाहः एकविंशतिवर्षे भवेत् तथा एव बालकस्य विवाह पञ्चविंशति वर्षात् पूर्वं न भवेत् एतत् सर्वकारस्य बृहत् लक्ष्यमस्ति